मम प्रदेशे जायमानानां कलाकार्यक्रमाणां विषये पत्रिकासु कार्यक्रमसूची इति पृथक् स्थलं भवति गायनं नृत्यं हास्यकणिका प्रदर्शनम् इत्येतेषां कार्यक्रमाणां विषये प्रतिदिनं सूचना दीयते तत्र समयस्य प्रवेशशुल्कस्य अपि उल्लेखनं भवति अनन्तरं यत्र कुत्रापि पर्वदिनेषु सर्वत्र बहवः कार्यक्रमाः भवन्ति कार्यक्रमाणां विषये सूच्यः दीयन्ते पत्राणि निर्मीय पत्राणि निर्माय गृहेभ्यः प्रेष्यन्ते एवं विविधेभ्यः मार्गेभ्यः तत्र कार्यक्रमाणां विषये जनाः जानन्ति